हरिः ओं शुभसायं महोदय अहं सम्यक् अस्मि भगिनी भवती कथमस्ति आमां सर्वमेव सम्यकस्ति

भवती दुरवाणी कृतवती महोदया आं वदतु तर्हि

किमर्थं महोदय तर्हि तर्हि किमपि व्यवस्था तु न कृतवती भवती तर्हि किमर्थं वर्धनीयं क्षम्यतां महोदय अहं ममापि पुत्रस्य शिक्षणव्यवस्था करणीयमस्ति अतः पुर्वं किञ्चित् व्यवस्था करणीयमस्ति महोदय आं तत्तु अस्ति महोदय किन्तु किमपि व्यवस्था कुर्वन्तु कृपया नलिका सम्यक् नास्ति तत्र नलिकाव्यवस्था कुर्वन्तु

आं चलति महोदय आम् आं आं वा आं चलति आं चलति आम् आं चलति धन्यवादाः महोदय शुभरात्रिः